जनवरी मासस्य प्रथमदिनाङ्कः एकविंशत्यधिकद्विसहस्रः वत्स् वत्सरः मे मासस्य पञ्चमदिनाङ्कः अष्टाशीत्यधिकः नवदशसहस्रः वत्सरः फेब्ररि मासस्य नवमदिनाङ्कः चतुर्विंशत्यधिकः द्विसहस्रः वत्सरः नवम्बर् मासस्य सप्तमदिनाङ्कः सप्ताशीत्यधिकः नवदश दशवर्षः एकादशदिनाङ्कः जून् मासस्य दी द्विसहस्रवर्षः